अहं तु भौतिकपुस्तकानि एव पठितुमिच्छामि परन्तु यदि किमपि कोऽपि किं किमपि पुस्तकं भौतिकरूपेण नोपलभ्यते चेत् तदाहम् ई पुस्तकस्य सहायं गृह्णामि ई पुस्तकस्य सहायं ग्रहणं करोमि यतो हि मम भौतिकपुस्तकानाम् अध्ययने सारल्यं भवति तथा च ई पुस्तकं पुस्तकानां यदि अध्ययनं कुर्मः चेत् तदा नेत्रस्य अपि शक्तिः क्षीणा भवति यदि वयम् ई पुस्तकानामेव अध्ययनं कुर्मः आदिनं तदा नेत्रशक्तिः अपि कापि न्यूना भवति अथ तथा न करोमि यस्य पुस्तकस्य न भवति भौतिकपुस्तकं तदाहम् ई पुस्तकस्य सहायं गृह्णामि मया श्राव्यपुस्तकमपि श्रुतं श्राव्यपुस्तकानि अपि अद्यतनकाले विख्यातानि सन्ति बहवः एप्स् अन्तर्जालमध्ये एप्स् सन्ति येषां गृहं गत्वा वयम् येषां मध्ये भीतरे गत्वा वयं श्राव्यपुस्तकानां श्रवणं कर्तुं शक्नुमः परन्तु श्राव्यपुस्तकानाम् अपि अध्ययनं मया तथा न कृतं यतो हि मया किमपि श्राव्यपुस्तकम् एप्स् इत्यादिकं डौन्लोड् न कृतं यतो हि तथा मम पार्श्वे कालः एव नास्ति यत् श्राव्यपुस्तकानामध्ययनस्य कृते एप्स् डौन्लोड् कर् करणीयं भवति तदनन्तरं तेषां श्रवणं कर्तुं भवति करणीयं भवति तथा मत पार्श्वे मम पार्श्वे कालः नास्ति अतः अहं न करोमि परन्तु येषां पार्स्वे कालः अस्ति तत् कर्तुं शक्नोति अहं तु विद्यार्थी अस्मि अतः भौतिक्रूपेण एव पुस्तकानि पुस्तकानि पठामि तथा च ई पुस्तकानि अपि पठामि श्राव्यपुस्तकानि यतः न पठामि यतो हि विद्यार्थीजीवने तस्य तथा लाभः मया न दृश्यते